हरि ओम् हान आम् किम् किम् आवश्यकम् अहं सम्यक् एव कृतवान् अस्मि भवती किं वदति प्रायः भवती यदा अहं सम्यक् कृतवान् तदनन्तरं तक्षणम् एव प्रायः उपयोगं करोति वा इति मन्ये एवम् वा तत्र उपरि टेङ्क् मध्ये जलम् अस्ति वा इति पश्यतु एकवारं न न न किमर्थम् इत्युक्ते यदा

न न न अहम् अद्य न आगच्छमि अहं नगरे नास्मि अहं ग्रामे अस्मि किं करणीयं एकं कार्यं करोतु न ये ये अन्य कोऽपि नास्ति अन्य कोपि नास्ति अहमेव आगच्छामि रात्रौ आगच्छति चेद् चिन्ता नास्ति वा किमर्थम् उपयोगं करोतु तत् शक्यते खलु द्रोण्यां स्थापयित्वा जलम् उपयोगं करोतु अहम् रात्रौ एव आगच्छामि

अहम्आगमिष् आगमिष्यामि एकं कार्यं करोतु भवती पुत्रौ वदतु अद्य स्नानं न न करोतु इति ह्यः एव श्वः एव कर्तुं शक्यते खलु अद्य एकवारं मास्तु इदानीं तु इदानीं तु वर्षकाल क वर्षाकालः अतः चिन्ता नास्ति स्वेदः न भवति खलु गन्धः नापि भवति

किञ्चित् न्यूनजलेन कर्तुं वदतु आ अहं रात्रौ आगमिष्यामि आ राम्